पुरा काले छायाचित्रणयन्त्रस्य छायचित्र उत्तोलनार्थम् उद्भावनम् अभूत् तेनैव समये छायाचित्रयन्त्रस्य केवलं तस्य छायाचित्रग्रहणस्य प परम्परा आसीत् परन्तु तस्य यन्त्रस्य बृहत् आकारः तस्य छायाचित्रग्रहणस्य मार्गे किञ्चित् समस्या सृष्टिः अकार्षीत् तस्य अतः किं किञ्चित् समयानन्तरं विज्ञानस्य अग्रगतिः इति हेतोः पुनः वारं वारं तेनैव उपरि कार्यकरणं हेतोः छायाचित्रस्य स्वरूपमपि न्यूनता जाता अस्ति इदानींतने छायाचित्रग्राहकयन्त्रस्य यत् स्वरूपं वर्तते तत् सूक्ष्मस्वरूपं वर्तते पुरा पुरातनकाले तन्निमित्तं बृहत् यन्त्रम् आवश्यकमस्ति तत्र अग्रे एका कपाटिका अपि स्थाप्यते तस्य नियन्त्रणं कर्तुं च जनद्वयं जनौ द्वौ जनौ अपेक्षितौ आसीत् परन्तु इदानींतने तस्य सूक्ष्मस्वरूपम् आगतम् अस्ति छायाचित्रोत्तलनयन्त्रं सूक्ष्ममपि आसीत् ततः पुनः तस्य संयोजनं दूरवाणी प्रभृतिषु यन्त्रेषु अपि अस्ति अतः इदानींतने स् काले छायाचित्रग्रहणस्य या परिस्थितिः अस्ति तत् सुकरम् अस्ति एव

ग्रहणं किं ग्रहणं गृहीतं चित्रं गृहीतस्य चित्रस्य मानकः उत्तमः नाशितः इदानींतने उत गृहीतस्य चित्रस्य मानः अपि वर्धितः अस्ति अतः इदानींतने छायाचित्रग्राहकस्य अत्यन्तम् उत्तमा स्थितिः अस्ति एव अग्रे अपि उत्तमा भविष्यति एव